अस्माकं देशस्य आरोग्यव्यवस्था अन्यदेशेभ्यः सुकरा वर्तते आत्र सर्वे भारतीयाः अनुदिनं योगासनं प्रकुर्वन्ति यथा भगवद्गीतायां योगक्षेमं वहाम्यहम् इति उपदिष्ठां भवति अतः सर्वे भारतीयाः आरोग्यसंरक्षणार्थं योगाभ्यासे निरताः भवन्ति तथा करणेन भीकराः वैराणूसम्बन्धाः रोगाः दूरीकृताः भवन्ति कोविड् इति साङ्क्रमिक रोगपीडनात् अस्माकं देशः मुक्तः अभवत् अस्माकं परितः विद्यमानस्य परिसरस्य रक्षणम् अपि आरोग्यसम्बन्धिने उपयुक्तं भवति आरोग्यसंवर्धने उपयुक्तं भवति अहं नगरे वसामि नगरम् इत्यस्मात् चिकित्सालयसम्बन्धि सर्वे विषयः व्यापस् व्यवस्था उपलभ्यन्ते मया चिकित्सालयसम्बन्धी समस्याः न सम्मुखी कृताः